मम नगरे वस्तुतः एका गोशाला वर्तते तस्याः नाम अस्ति नारायणी गोसेवा सदनम् इति मम गृहस्य समीपे एव अस्ति माम् स् सा गोशाला बहु रोचते यतो हि तत्र मम माता कात्यायिनि विद्यते इत्युक्ते क गोमाता अस्ति अस्माकं तस्याः नाम कात्यायिनि अस्ति सा गोवत्सेन सह तत्र वसति अस्माकं गृहे एव पूर्वमासीत् परं परम् इदानीं परिस्थितेः अनुसरम् अनुकूलता नास्ति इत्यतः इत्यतः अस्माभिः तस्याः निवासस्थानं तत्र परिकल्पितम् अस्ति तत्र गच्छामि चेत् मुचुकुन्दा नद्यः परिवाहः प्रान्ते एव सा गोशाला विद्यते अतः शान्तिः बहु अस्ति तत्र उपविश्य जपादिकं कुर् कर्तुं शक्नुमः तया सह क्रीडितुम् अपि शक्नोमि अहम् अतः सः प्रदेशः बहु रोचते एवं च अस् मम गृहस्य सकाशे एव बन्गारू मैसम्म वैग्यानिद् वैद्यनाथेश्वर देवस्थानमपि वर्तते मम भ्रात्रा एव तस्य निर्माणः कृतः अतः तत्र बहु बहुवारम् अहं गतवती प्रातःकले रात्रिकाले मध्यरात्रिसमये अपि यदा कदापि मातुः स्मरणं भवति तत्र गत्वा उपविशामि उपविशामि तत्र मनसः मनस् मनश्शान्तिः प्राप्यते अतः प्रायशः एते सर्वे प्राचीनः प्रदेशः अपि न सन्ति बहु जनाः अपि न जानन्ति परं मम कृते तत्र शान्तिः लभ्यते अम्बा अस्ति तत्र उपविश्य सा माम् प्रेरयति मम माम् परिपालयति इत्यतः तस्य मम मनसि त सर्वत्र सर्वदा तस्याः स्थानं भवति एव मम मनसि तं स्थानं प्रत्य यदा यदा तदा गच्छामि तावदेव